मम द्वितीयवस्तु वेक्यूम् क्लीनर् इत्यस्ति अस्य उपयोगस्तु अत्यन्तं समीचीनं एव किन्तु अस्यां या धूलसंग्रहणार्थं सञ्चिका वर्तते तस्य सञ्चिकायाः भक्षणं मूषिकाद्वारा कृतं पुनः तस्य अन्यत् सम्पादनार्थं मया बहुधा अटितं कुत्रापि सा सञ्चिका न उपलब्धा कम्पनी द्वारा अपि पुनः अपि प्रदातुं कम्पनी असमर्थः अभवत् एवं कारणेन अयं दोषः इति मम विचारः